मास्तु मास्तु अस्माकं समुदाये विवाहः कथं क्रियते इत्युक्ते अन्यधर्मे यथा क्रियते तथा विवाहपद्धतिः अस्माकं न भवति क्रिश्चियन् समुदाये अङ्गुलीयकप्रदानेन विवाहः समाप्यते अत्र तु तथा नास्ति विवाहः इत्युक्ते न केवलं वधूवरयोः मेलनं किन्तु परिवारद्वयस्य सम्बन्धसम्पादनं आदौ वधूगृहं गत्वा निश्चयं कुर्वन्ति विवाहः कथं कदा च भवेत् इति चिन्तयन्ति तदनन्तरं विवाहकार्यक्रमे हरिद्रालेपनं वधूवरयोः भवति हरिद्रालेपनेन चर्मकान्तिः वर्धते तथा क्रिमिनाशः भवति इति कथयन्ति अतः हरिद्रालेपनं कुर्वन्ति तदनु मेहन्दिलेपनं क्रियते भारतदेशे अग्निमुखे वधूवरयोः विवाहः क्रियते अग्निं साक्षीकृत्य धर्मे च अर्थे च कामे च नातिचरामि इति कथयन्ति माङ्गल्यधारणम् अपि भवति तदनन्तरं सप्तपदी भवति भोजनं तु प्रधानमेव विवाहकार्यक्रमं समाप्य सर्वे भोजनार्थं गच्छन्ति केचन तमेव इच्छन्ति कन्या वरयते रूपं माता वित्तं पिताश्रितं बान्धवाः कुलमिच्छन्ति मिष्ठान्नमितरे जनाः इत्युक्तरीत्या भोजनं जनानां कृते प्रधानम् इति भोजनार्थं समीचीना व्यवस्था भवति